भिन्ना भिन्ना शैली नाम यथा द्रुपदशैली अस्ति यथा तथा ख्यालशैली अस्ति ठुम्री अस्ति टप्पा अस्ति दादरा गजल् इमाः भिन्नाः भिन्नाः शैल्यः भवन्ति शैल्य भवन्ति इमाः एव भिन्नासु भिन्नासु भाषासु यदि उच्यन्ते चेत् यथा राजस्थानस्य जैसलमेर इति यः जैसल्मेरक्षेत्रं यत् वर्तते तस्य प्राचीनं नामासीत् माण्डः इति तत्र जायमाना या शैली सा शैली माण्डशैली इति जाता तर्हि सा राजस्थानीशैली इति वक्तुं शक्यते एवमेव पूर्वाञ्चलक्षेत्रेषु प्रसिद्धा एका शैली अस्ति चैटीशैली एवमेव कजरी अपि एका शैली अस्ति एवं हि भिन्ना भिन्ना शैली अस्ति एवं भिन्नभिन्नासु भाषासु च अस्ति यदा अहं द्रुपदं गायामि अथवा खयाल् गायामि अथवा ठुम्रीं गायामि तत्र आरोहविषये अवरोहविषये उदात्तादिषु विषये अस्ति महान् महती भिन्नता वर्तते अतः तत्र गातुं महान् अभ्यासः वर्तते तत्र अहं प्रातः चतुर्वादने उत्थाय अहं स्वकीयेन मित्रेण सह उपविश्य अहं प्रतिदिनं चतुर्होरात्मकम् अहम् अभ्यासं करोमि अतः इमे सर्वेऽपि इमाः सर्वा अपि शैल्यः मया अभ्यस्थाः सन्ति अतः क्वापि मम क्लेशोनुभवति